डेङ्ग्यू ज्वरः मलेरिया इत्यादीनां मशकजन्तरोगाणां निवारणाय कार्यं चलत् अस्ति किन्तु इदानीं वृष्टेः प्रारम्भम् एव डेङ्ग्यू मलेरिया इत्यादि मशकानां वर्धनं नास्ति किञ्चित् कालानन्तरं भवेत् ह्यस्तनवर्षे बहवः जनाः रोगपीडिता आसन् तस्मिन् समये कार्यकर्ताः गृहे प्रति गत्वा मशकनिवारणस्य क्रमस्य विषये भो बोधयन्ति स्म गृहं परितम् स्वच्छीकरोतु यत्र यत्र जलस्य पूरणम् अस्ति तत्र निर्वापनं करोतु उदाहरणार्थं प्लास्टिक् कूपी वा पात्रं वा अन्यरीत्या जलस्य स्थगनं भवति चेत् शुद्धीकरोतु जलागारे शरावः अस्ति वा नास्ति वा इति पृष्टवन्तः आसन् जलागारे शरावः सम्यक् रीत्या नास्ति चेत् सम्यक् पिदानं करोतु मशकरक्षणार्थं मशकजवनिकायाः उपयोगं करोतु सायङ्काले गृहस्य द्वारं वातायनस्य पिदानं करोतु इत्यादि बहवः मुन्सूचनाक्रमम् उक्तवन्तः आसन् बहवः जनाः अपि उत्तमरीत्या प्रतिस्पन्दनं कृतवन्तः